ग्रामक्षेत्रेषु इदानीमपि अस्माकं पूर्वतनम् जीवनव्यवस्थाशैलिः अवशिष्टा अस्ति तद् नाशयितुम् भिन्नभिन्नविषयाः अग्रे आगच्छन्ति प्रथमम् जलस्य अभावः तत्र कृषिक्षेत्रे कार्यं कर्तुम् करणेन पर्याप्तमात्रेण न सन्ति तदर्थम् केदारे बहु अत्र शुष्कमेव दृश्यते शुष्कस्थलं दृश्यते बहु कस्य विषयः तदनन्तरं राजनीतिपुरुषाः तेषां प्रति गत्वा तेषां जीवनस्य परिवर्तनम् उन्नतरीत्या कुर्मः निश्चयेन वयं कुर्मः इति एकां मिथ्याम् आम् उक्त्वा असत्यम् उक्त्वा तान् सर्वान् प्रेरयित्वा स्वलाभाय तेषाम् उपयोगं कुर्वन्ति अनन्तरं यथा तेषां प्रतीक्षितं लाभं प्राप्तम् अनन्तरं ते अपगच्छन्ति मार्गव्यवस्था समीचीना नास्ति पर्याप्तमात्रेण तत्र स्वास्थ्यक्षेत्रे औषधालयाः वैद्याः न सन्ति सर्वकारीय सिक्ष शिक्षकालये तत्र वैद्याः क्रमेण नियतरूपेण न आगच्छन्ति औषधमपि पर्याप्तमात्रेण न आस् अस्ति रोगिणः आगत्य दृष्ट्वा बहुकालं स्थित्वा दुःखेन अपगच्छन्ति स्वास्थ्यविषये तत्र न्यूनता अस्ति उचिताः मार्गाः न सन्ति वृत्तयः सम्यक् न सन्ति अनन्तरम् केत् केदारः तत्र सर्वत्र जलाभावकारणेन शुष्कं भवति दुर्भिक्षं भवति जनाः दर्शनमात्रेण असन्तुष्टाः दृश्यन्ते तदर्थं तेषां जीवने किं प्रधानतया अपेक्षितम् इत्युक्ते आधारबोधविषयाः स्वास्थ्यं जलम् उचितकार्यकरणार्थम् उचिता उर्वरा इत्यादयः अपेक्षिताः तदर्थं सर्वकारः केन्द्रः वा राज्यसर्वकारः वा पदक्षेपाणि स्वीकुर्वन्ति चेत् वरम् इति अभिप्रायः